ग्रामीणजनानां कृते न्यायस्थानसेवासु कष्टं निश्चयेन भवति ते सम्यक् न पठितवन्तः अतः ते अवगन्तुम् अशक्ताः भवन्ति ते मुग्धाः भवन्ति तेषाम् ईदृशं न्यायसेवाविषयाणि शीघ्रं न अवगच्छन्ति सर्वे आङ्ग्लमाध्यमे भवति तत्र सेवाजनाः अपि आङ्ग्लमाध्यमे एव तत्र गच्छन्तु अत्र गच्छन्तु तथा कुर्वन्तु इति वदन्ति तेषाम् अवगन्तुं बहु कष्टं भवति अतः ग्रामीणजनानां न्यायस्थानसेवासु आङ्ग्लमाध्यमकारणात् तेषाम् अवगन्तुं बहु कष्टं भवति